हरिः ओम् दीपशिखायाः माता वदति वा अहं तस्याः विद्यालयस्य प्रधानशिक्षिका वदामि आं नमस्ते नमस्ते भवती तु जानाति गतसप्ताहे तासां परीक्षा आसीत् फ़र्स्ट् युनिट् टेस्ट् इति तर्हि तस्मिन् एव विषये वदामि किञ्चित् वक्तुमिच्छामि नाम तस्याः मार्क्स् तु बहुन्यूनम् अस्ति कथम् इति

तथा जानातु तथा वदति चेत् तु न भविष्यति न कारणमिदानीं सा बहुलघु अस्ति अतः तस्याः नाम कथं

किन्तु तथापि भवत्या एव सर्वं द्रष्टव्यं कारणं भवती यदि अवधानं न ददाति चेत् सम्यक्तया तर्हि तु न भविष्यति भवती किञ्चिद् पश्यतु कारणं इतोऽपि वर्धनीयं कारणं तस्याः ये अन्ये मित्राणि सन्ति तासां सङ्ख्याः बहु उत्तमाः सन्ति केवलं तस्याः एव नाम दीपशिखायाः एव बहुन्यूनम् अस्ति अतः इदानीं तु प्रथमा नाम फ़र्स्ट् एव युनिट् टेस्ट् अस्ति अतः समयः अस्ति तस्याः पार्श्वे अतः किञ्चिद् पश्यतु गृहे सम्यक्तया पठेत् इति छायां प्रति अपि आम् अहं तस्याः कक्षाशिक्षकः अस्ति तेन सह वार्तालापं कृतवती सा नाम गृहकार्यं सर्वदा सर्वं न करोति सा कक्षायामपि सा सम्पूर्णतया अवधानं न प्रयच्छति अतः तस्मिन् विषयेऽपि किञ्चिद् भवती अवधानं ददातु तदेव मम निवेदनमस्ति कारणम् इदानीं यदि सम्यक्तया न पठन्ति चेत् अग्रे गत्वा बहु असुविधाः भविष्यन्ति अतः किञ्चिद् पश्यतु अस्तु आं व्यवहारः तु सामान्यम् अस्ति किन्तु केवलं नाम विशेषतया पठनविषये इदानीं अधिकं ध्यानं दातव्यमस्ति अतः तद्विषये वदतु तथा च सा आगच्छतु एकं दिनं विद्यालयं तदा वार्तालापं कुर्मः तस्याः विषये इदानीं मम किञ्चिद् कार्यम् अस्ति अतः स्थापयामि भवती तस्याः विषये किञ्चिद् अवधानं ददातु पठनविषये आम् आम् अस्तु स्थापयामि